भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः काः विश्वासाश्च के एतद्विषये भारतम् अन्येभ्यः देशेभ्यः कथं भिद्यते इति प्रश्नः तत्र भारतस्य एका एव परम्परा वर्तते इति नास्त्येव कुतः इत्युक्ते ग्रामात् ग्रामं प्रति परम्पराः भिद्यन्ते जनात् जनं प्रति परम्पराः भिद्यन्ते एकः कुतः इत्युक्ते एकः एव देवः अस्माभिः नाङ्गीक्रियते इत्यतः परम्पराः अपि भिद्यन्ते अपि च पूर्वं ये परम्पराः आसन् ते अपि इदानीं भवन्ति इति नास्ति ते एव परम्पराः इदानीं भवन्ति इति नास्ति परम्पराः काले कालानुसारेण भिद्यन्ते एवं देशानुसारेण अपि भिद्यन्ते अन्येभ्यः देशेभ्यः कथं भिद्यते इत्युक्ते इत्युक्ते अन्येभ्यः देशेभ्य अन्ये अन्येषु देशेषु तावत् एकः एव देवः इति मन्यन्ते एकः एव देवः वर्तते इति इत्यादिकं वदन्ति परन्तु अत्र भारतदेशे तावत् बह्व्यः देवताः बहवः देवताश्च वर्तन्ते इत्यतः अङ्गीक्रियते इत्यतः पुराणादिषु अपि उल्लेखं कृतवन्तः इत्यत इत्यतः एव परम्पराः अस्मिन् देशे भिद्यते परम्पराः देशात् देशं प्रति एवं भिद्यते एवं कालात् कालं प्रत्यपि परम्पराः भिद्यन्ते अतः अन्येभ्यः देशेभ्यः अपि भारतस्य विशिष्टाः परम्पराः वर्तन्ते एवं अन्ये देशः अन्येषु देशेषु एकः एवः दे एकः एव देवः वर्तते इति निरुपयन्ति कथञ्चित् साधयन्ति परन्तु एकः एवः द नास्ति बहवः बहवः देवाः वर्तन्ते इति अस्माकं देशे भारतदेशे तदनुसारेण परम्पराः निरूपिताः वर्तन्ते